स्थानीयः वित्तकोषः तु सदा सर्वदा अस्माकं कार्ड् इति स्वीकरोतु इति एव सर्वदा वदन्ति दशवारम् आ आहू आह्वयन्ति अतः वयं चिन्तयन्ति वयं स्वीकुर्मः इति परन्तु प्रथमस्तरे ते न वदन्ति इति एक वर्षात्मक एका तस्य किमपि धनं दातव्यम् इति तद् अनन्तरम् एव वयं ज्ञातुं शक्यते तद् एकं विषयम् अस्ति अनन्तरम् ऋणमपि स्वीकरोतु स्वीकरोतु इति सर्वदा वदन्ति वयं स्वीकुर्मः चेत् तत्र बहवः आवेदनपत्राणि ते ददन्ति तद् सर्वं वयं समाप्य दत्वा अनन्तरं तत्र एव स्थित्वा एकः सप्ताहः यावत् तद् अनन्तरमपि ते सम्यक् कार्यं कुर्वन्ति वा इति एकः विषयः एव अतः तावत् सुलभरीत्या वयं कर्तुम् न शक्यते अत्र वित्तकोषे किञ्चित् कष्टम् अनुभूय एव अनन्तरं वयं तद् प्राप्तुं शक्यते